नमो नमः अद्य पर्यावरणसमस्याः तु भारते एव नास्ति सम्पूर्णजगति एव अस्ति सर्वे सां पर्यावरणसमस्याग्रस्ताः सन्ति कां किन्तु भारते वयं भारतस्य पश्यामः भारते दिल्ली मध्ये तु वायुप्रदूषणं कियदस्ति वायुप्रदूषणं जलप्रदूषणं सर्वत्र बहु अस्ति अत्र वायुप्रदर्श प्रदूषणस्य कृते जलप्रदूषणस्य कृते मां भारतसर्वकारः तु सर्वं प्रयत्नं करोति स्म किन्तु वयं नागरीकाः सुसंस्कृतः नागरीकः वयं सर्वे जानीमः तर्हि वयमपि कर्तुं शक्यते कुर्वन्ति मपि तर्हि पर्यावरणसमस्याः निराकरणम् एतदस्ति किम् सर्वोत्तमं प्रमुखं तु वायुप्रदूषणं जलप्रदूषणं वायुप्रदूषणस्य कृते जलप्रदूषणस्य कृते एकः एव एकः एव उपायः अस्ति वृक्षारोपणम् किमस्ति इमं वृक्षारोपणं क्रियते चेत् जलं जलस्तरः वर्धते वायुः अपि शुद्धः भवति एकं श्लोकं अहं पठितवती प्रायः स्कन्दपुराणे आसीत् एकं वटवृक्षम् एकं पिप्पलं अश्वत्थवृक्षं दश तिन्त्रिणिवृक्षाणि त्रयः बिल्वपवृक्षाः अन्यत् कवट् कपित्थवृक्षः अन्यत् किमपि एते यः वपति वपति सः नरकन्न गच्छति एषः तु सः तर्हि किमर्थं तर्हि वटः अश्वत्थवृक्षः शतप्रतिशतं कर्बाम्लवायुग्रहणं करोति अतः एतान् वृक्षान् अतः वृक्षारोपणम् अति आवश्यकम् अति आवश्यकम् अति आवश्यकम्